पूर्वजाः इदानीम् अन्तः जनेभ्यः अधिकधार्मिकाः आसन् इति चिन्तयसि वा आम् एतत् रूपेण अहं चिन्तयामि त्वया किं परिवर्तनं रक्षितम् अस्माकं पूर्वजाः बहवः प्रकारेण धार्मिकाः आसन् ये धार्मिकं रूपेण कार्यं करोति धर्मस्य आचरणं करोति पूजा इत्यादिकार्यं करोति प्रतिदिनं धर्मग्रन्थस्य पाठनं करोति प्रतिदिनं पूजनमपि करोति इति रूपेण पूर्वजाः जनेभ्यः अधिकधार्मिकाः आसन् इति अहं चिन्तयामि अस्माकं परिवर्तनम् अस्ति यः जनः अधुना जनः कार्यव्यस्तः अस्ति तत्कारणेन सम्पूर्णरूपेण धर्मस्य आचरणं न करोति केवलं वृत्तिरूपेण कार्यं करोति अस्माकं कृते एवं न सम्यक् रूपेण आचरणमस्ति सदैव धर्मस्य आचरणम् पुरतः दृष्ट्वा अस्माकम् आचरणं योग्यं भवेत् जनः एवं न चिन्तयति अधुना परस्थितिः भिन्नाः सन्ति यः ये इदानीं जनाः केवलं वृत्तिरूपेण कार्यं करोति